अहं कर्नाटकराज्ये उत्तरकन्नड दक्षिणकन्नड इत्यादिषु जिल्लासु निवसतः हव्यकनाम्ना आहूयमानस्य कस्यचित् समुदायस्य भागः अस्मि अस्माकं समुदाये विवाहः श्रौतस्मार्तपद्धत्या क्रियते आरम्भे वधूवरयोः निश्चयः भवति परस्परकुटुम्बेन तदा भाविनी श्वश्रूः भाविन्यै स्नुषायै अङ्गीकृतीकुसुमं शिरसि धारयति तद् निश्चितार्थनामकं नामकः कार्यक्रमः सः भवति तत्र तस्मिन्नेव कार्यक्रमे अथवा तदुत्तरं विवाहदिनाङ्कस्य निश्चयः क्रियते जातकानुगुणम् एतत् च वधूवरयोः जातकानुगुणं निश्चीयते तदनन्तरं यदा विवाहकालः सम्प्राप्तः भवति तत् पूर्वरू रूपेण नान्दी इति कार्यक्रमः भवति तदङ्गतया विभिन्नान् देवपूजाधिकान् तत्तत् गृहजनाः आयोजयितुम् अर्हन्ति तत्र वरस्य गृहे कश्चन प्रसङ्गः सामान्यतः अस्माकं समुदाये क्रियते तन्नाम वरः काशीं गन्तुं विरक्तः भूत्वा काशीं गन्तुं सन्नद्धः भवति तदा मार्गे वध्वाः अनुजः आगत्य तं वरं स्थगयति तिष्ठतु इतोऽपि भवतः काशीं प्रति गन्तुं कालः न सन्निहितः भवान् मम अग्रजान् एतान् परिणे परिणयतु अनन्तरं तया सह संसारं कृत्वा गृहस्थधर्मं परिपाल्य अग्रे वानप्रस्थाश्रमे यदा भवति तदा एव काशीं गन्तुम् अर्हति इति तं उक्त्वा काशी गमनात् तं निवार्य स्वस्य गृहम् आनयति तत्र च वधूं वध्वाः मातापितरौ तस्य वरस्य हस्ते स्थापयतः इत्येवं एकः प्रसङ्गरूपेण तद् क्रियते नान्दीकार्यक्रमानन्तरं विवाहकार्यक्रमः एष च श्रौतस्मार्तसम्प्रदायानुगुणं एषः कार्यक्रमः भवति वैदिकमन्त्राः विवाह विवाहोचिताः अत्र उपयुज्यन्ते

अनन्तरं तत्रैव तदा वरः वधुः च वैष्वदेव पूजायाः अर्हौ भवतः वैश्वदेवाग्नेः अर्ह अर्हौ भवतः वैश्वदेवहोमः कार्यते तयोः हस्ततः तदनन्तरं तौ गृहस्थाश्रमं प्रति प्रविशतः